मम पञ्चविंशतिवयसि द्विसहस्रतमे वर्षे अहं प्रथमवारं भारतात् बहिः गतवान् यदा अहं सिङ्गपुर् नगरं प्राप्तवान् तत्र एव मम प्रथमचित्रग्राहिणी क्यामेरा क्रीतवान् तद् उपयुज्य सिङ्गापुर् नगरे एव प्रथमम् अहं मार्गान् चित्रग्राहिण्यां बन्धितवान् तत्र स्वच्छता दृष्ट्वा बहु सन्तुष्टः अभवम् अनन्तरं तत्र विद्यमानाः उन्नताः उन्नतानि भवनानि अपि अहं स्वीकृतवान् जनाः अपि भिन्नाः एव दृश्यन्ते तदनन्तरम् अहं आस्ट्रेलिया देशे मेलबोर्न् नगरे एम् सी जि इति क्रीडाङ्गनं प्रसिद्धा क्रीडाङ्गनं वर्तते मेलबोर्न् क्रिकेट् ग्रौण्ड् इति तत्र अपि स्वीकृतवान् तत्र क्रिकेट् अस्माकं भारतदेशस्य क्रीडा पटवः ये सन्ति तान् अपि अहं मम ग्राहिन्यां वन्धितवान् सिड्नी नगरे अपि अहं बहुनि छायाचित्राणि स्वीकृतवान् मम आस्ट्रेलिया मध्ये एव प्रथम अनुभवः छायाचित्र विषये